त्रयोविंशत्यधिकविंशतिसहस्रतमे वर्षस्य जुलै मासस्य षड्विंशतिदिनाङ्कः षड्नवत्यधिक एकोनविंशतिसहस्रतमवर्षस्य जनवरी मासस्य पञ्चमदिनाङ्कः द्विसहस्रतमवर्षस्य अगस्ट् मासस्य एकविंशतिदिनाङ्कः चतुर्विंशत्यधिक एकोनविंशतिसहस्रतमवर्षस्य अक्टोबर् मासस्य षट् दिनाङ्कः द्विसहस्रतमवर्षस्य फेब्र्वरि मासस्य चतुर्विंशतिदिनाङ्कः